सो अस्माकं कृते क्रीडाः क्रीडन्ति चेत् मानसिकस्थितिः स्वास्थ्यः आरोग्यम् इति भवन्ति अहं तु चस्मध्ये अधिकतया क्रीडितुम् इच्छामि तत्र मानसिकोल्लासं कथम् अग्रे गन्तव्यं कथं स्थापनीयं विपक्षे कथम् अपेक्षया वयं कथम् अग्रे गत्वा राज्ञः प्रतीकति प्रतिबन्धनीयम् इति चिन्तनां बहू मानसिकोल्लासं भवति तत् केवलम् इत्युक्ते चेस् चतुरङ्गम् इत्युक्ते मानसिकस्थित्या एव अग्रे गन्तुं शक्यते शारीरिकरूपेण इत्युक्ते अस्माकं पूर्वक्रीडाः कबड्डि इत्यादि क्रीडाः एव क्रीडन्ति चेत् किञ्चित् अधिकता वृद्धिः भवितुं भवति यदा बालकाः भवन्ति ते सर्वदा समयेषु अपि क्रीडितुम् एव इच्छन्ति अधिकता वयं यदा पाठशालायां पठन्तः स्म तदा खोखो कबड्डि इत्यादि क्रीडाङ्गणे च मित्रैः मिलित्वा ये क्रीडन्तः स्मः